हरि ओं वुड्लान्ड्स् शूस् खलु अहमेकं शूस् आर्डर् कृतवती आसम् तद् शूस् आगतम् अस्ति तत्र लेस् यदस्ति तद् बहु लघु दृश्यते तत्र वयं बन्धनं सम्यक्तया बन्धनं कर्तुं न शक्नुमः अपि च यदा शूस् अन्तः पादं स्थापयामः तदा पादेन सह अन्तः विद्यमानः पेड् अपि अन्तः गच्छति अतः एतद् द्वयमपि किञ्चित् क्लेषं जनयति एतद् किं किञ्चित् वक्तुम् इष्टवती आसं धन्यवादाः